अहं बैक् याने गतानि भारतस्य प्रवासस्थानानी नास्ति किन्तु मम कानिचन प्रवासस्थानानि गन्तुमिच्छामि अहं मूनार् मणाली डेल्लि कोयम्बत्तूर् इत्यादि स्थाने गन्तुम् इच्छाम्यहं किमर्थमिति चेत् मम मूनार् एवं ठूरिस्ट् स्थानमस्ति अतः अतः